विवाहादिषु बृहत्कार्यक्रमेषु जलव्यवस्था व्यवस्थितया कर्तव्या वर्तते जलं तु सर्वेषु कार्येषु अत्यन्तम् आवश्यकम् एव तस्मात् जलस्य व्यवस्था अत्यन्तनियोजकतया तया कर्तव्या यस्मिन् कार्यक्रमे अस्माभिः व्यवस्था कर्तव्या सः कियद् दिनात्मकः अस्ति तथैव तत् कति जनाः आगमिष्यन्ति एतत् अनुगणय्य जलस्य व्यवस्था कल्पनीया यदि अधिकानि दिनानि सन्ति चेत् यत्र तेषां निवासव्यवस्था तथैव तत्रैव स्नानार्थं शौचालयादीनाम् उपयोगार्थं जलव्यवस्था चिन्तनीया यदि एकदिनात्मकः एव कार्यक्रमः इत्युक्ते प्रातःकाले आरभ्य रात्रिपर्यन्तं वर्तते चेत् स्नानार्थं जलस्य व्यवस्था नैव अपेक्ष्यते तस्मिन् समये जलपानस्य व्यवस्था अन्नपाकस्य व्यवस्था एव कर्तव्या